अहं योगं कर्तुम् अहम् एकघण्टापर्यन्तं योगं कर्तुं शक्नोमि पञ्च वा षड् वा सूर्यनमस्कारः अनन्तरं स्थित्वा आसनादिकङ्करोमि उपविश्य आसनङ्करोमि अनन्तरं शवासनं स्थित्यां तत्रापि आसनङ्करोमि अनन्तरं किञ्चित् विश्रम्य प्राणायामादिकं करोमि एकघण्टावधिपर्यन्तम् आसनानि करोमि पञ्चनिमेषाः दशनिमेषाः प्राणायाममपि करोमि ध्यानम् अभ्यसतः अभ्यसन्तः जनाः प्रारम्भिककाले किदृशं काठिन्यम् अनुभवन्ति एकाग्रता तेषां बहुकष्टं भवति तस्मात् ते श्वासोच्छासे ते धारणं कर्तुं ते अभ्यासं कुर्युः इति मम अभिप्रायः